स्वास्थ्यसेवा इत्यत्र जनानाम्मध्ये किञ्चित् जागरूकता स्वास्थ्यसेवा इत्यत्र मात्रं नास्ति किं दत्तमस्ति शिक्षा इत्यादीनाम् दिशि अपि तेषां किञ्चित् पाठनम् अपेक्षितं भवति यदा जनाः शिक्षिताः भवन्ति वयं वदामः किल शिक्षणम् अतीव आवश्यकं पाठनं तेषां कृते यदा ते सर्वे सर्वम् यथाक्रमं शिक्षणं प्राप्नुवन्ति तदा सर्वत्र सम्यक् भवन्ति स्वा एतद्निमित्तं सर्वकारात् किं साहाय्यं कर्तुम् इच्छामः चेत् सर्वकाराः सर्वत्र तद् ग्रामं वा भवतु अथवा नगरं वा भवतु तत्र जनानां मध्ये कथं कथं ते जागरूता जागरूकतया भवितुम् अद्य किं वदामः शालायां कथं पाठयितुं शक्नुमः अथवा ये शालापाठम् एव न प्राप्तवन्तः तेषां कृते गृहं गत्वा कथं पाठनीयम् इति दिशि किञ्चित् चिन्तयित्वा सर्वेषामपि उत्तमं शिक्षणं दातव्यं भवति यत् प्रायशः आवश्यकं भवति तदेव शिक्षणं नास्ति चेत् सर्वत्र कष्टमेव अनुभूयते तद् परितः विद्यमानं किमपि कष्टं वा भवतु अथवा किं वा भवतु प्रथमं ते जागरूकतया भवन्ति चेत् सर्वत्र तस्य सुधारणमपि भवति एतन्निमित्तं सर्वकाराः सर्वत्र किं प्राथमिकशालायाः अथवा माध्यमिकशालायाः प्राथमिकशालायाः आरभ्य एव जनानाम्मध्ये बालकानाम्मध्ये एवम् शिक्षणं गत्वा कथं स्वास्थ्यरक्षणं करणीयम् इत्यपि वक्तव्यं प्रतिदिनं किञ्चित् प्रा प्राणायामं वा भवतु अथवा किञ्चित् एतत् योगासनं वा भवतु एवं भिन्नभिन्नरीत्या कृत्वा व्यायामं सर्वं कृत्वा कथं स्वास् स्वास्थ्यम् स्वास्थ्यरक्षणं कर्तुं शक्नुवन्ति इति दिशि अपि किञ्चित् शिक्षणम् अपेक्षितं तत्सर्वम् सर्वकाराः यद्यपि सर्वकाराणाम् पक्षतः एतत् सर्वं कुर्वन्ति वयमपि स्वयम् एतत् सर्वम् एतत् सर्वमपि सुधारणां कर्तुम् कथम् अग्रे अग्रे सरामः ये वयं ज्ञातवन्तः जनाः वयमपि स्वयं स्वर सर्वकाराणां सहाय्यं विना वक्तुं शक्यते इति मम मनः